मया एकं पौडर् क्रीतमासीत् तच्च अत्यन्तं व्यर्थमेव अभवत् तत् संस्थाप्य मम शरीरे रक्तमयानि चिह्नानि आगतानि तत्तु अत्यन्तं व्यर्थमेव आसीत् कदाचित् तद् अत्यन्तं पुरातनम् आसीत् वा अथवा तद् कम्पनी एव असमीचीना आसीत् वा तत् न जाने परन्तु तत्तु अत्यन्तं व्यर्थम् उत्पादनमेव आसीत् एतादृशं पौडर् केनापि न स्वीकार्यं मम तु

ग्रहणं न कुर्यात्